समीपस्थनगरेषु उत राज्येषु गच्छन् अहं बहु समस्याम् अनुभवामि यथा भाषा समस्या एकाकी भावः सर्वम् अज्ञातं तथा नूतनमस्ति अतः जीवनयापनस्य खादनस्य पेयस्य सा समस्या भवति आर्थिकसमस्या भवति आत्मीयतायाः अभावः भवति अपेक्षितसामग्रीणाम् अभावः इत्यादिसमस्याः अनुभूयन्ते